अग्रिमे काले अहम् एकः उत्तमशिक्षकः भवितुम् इच्छामि शिक्षकः समाजस्य निर्माणं कारयति करोति च इति मया मयि विश्वासः अस्ति तत्र छात्राणां कृते यावत् अपेक्षितं तावता महता परिश्रमेण कौशलानाम् अपि ग्रहणं मया कर्तव्यम् अस्ति ततः अहं तद् विषये यत् किञ्चित् परिश्रमम् आवश्यकम् ततोऽधिकं परिश्रमं अहं साधयामि